संस्कृतभाषा केवलं प्राचीना भाषा पुरातनी भाषा पूजायाः भाषा स्तोत्रपठनस्य भाषा इति सामान्याः अपकल्पनाः सन्ति किन्तु अधुना अपि संस्कृतभाषायाः महत्त्वम् अस्मिन् विज्ञानयुगे अपि अस्ति इति जनाः न जानन्ति अतः संस्कृतभाषायाः प्रसारः प्रचारः तु आवश्यकः एव संस्कृतभाषा न केवलं देववाणी गीर्वाणवाणी तर्हि सा सङ्गणकीया भाषा आधुनिकी भाषा वैज्ञानिकी भाषा शास्त्रीया भाषा अस्ति एतस्य प्रमाणमस्ति आधुनिककाले सङ्गणकयोग्या भाषा केवलं संस्कृतभाषा अस्ति इति बहवः वैज्ञानिकाः वदन्ति अतः संस्कृतभाषा एव सर्वासां भाषाणां जननी अस्ति इति ये यत् या उक्तिः अस्ति सा सर्वथैव सार्था अस्ति